मया स्वगृहे डोर् मेट् इति स्वीकृत्य आगतवान् सः एकसप्ताहः काले एव सः नष्टः जातः अतः यदा धूलीकणान् सः तत्रैव तिष्ठति तेषां लोमः अत्र तत्र विकीर्णं भवति एतत्सर्वमपि अस्ति एव असमीचीनं नास्ति सः नष्टः अभवत्